हरये नमः हा कः हा हा पेण्टरस् वा ओके अस्माभिः गृहस्य पेण्ट् कर्तुं भवति कर्तव्यं भवति अतः तत्र द्वारस्य प् क कन्दुबण्णः द्वारस्य कन् द्वारस्य कन्दुबण्णः ततः द्वारस्य कन्दुबण्णः ततः देवर् देवस्य गृहं देवस्य गृहे तत्र भूलोकः स्वर्लोकः सर्वलोकः व्यवहारः विचित्रविचित्राणि वर्त वर्तितव्यं ततः युष्माभिः किं किं कर्तुं शक्यते तत्र विशेषः कः विशेषः कः

युष्माभिः कृतं वा भवतु मम गृहस्य मम गृहं बहु दोड्डदेनल्ल मम गृहं किन्नगृहम् अतः तत्र किं किं विशेषेण कर्तव्यं तावद् दृष्ट्वा तद् दृष्ट्वा युष्माभिः कुर्वन्तु प्रथमतः अत्र आगत्य अनन्तरम् एकवारं पश्यन्तु प दर्शनानन्तरं किं किं विशेषाः विशेषेण कर्तुं शक्यते

आगच्छसि वा

कर्तुं भवति वा भवतु मम द्वारस्य बेड्रूं द्वारस्य उपरि रक्तवर्णम् आवश्यकं बेड्रूम्मध्ये नीलवर्णमावश्यकं तत् दर्शनार्थं समीचीनतया भवति रात्रौ एकान्तः एकान्तः समीचीनतया आक आगच्छति अतः नीलवर्णः आवश्यकमस्माभिः युष्माभिः कर्तुं शक्यते वा तद्

त्रिनिमेषाः अभूवन् अभवत् त्रिनिमेषः अभवत् अभवत् हा